मम गृहे एकः एकः विवाहः आसीत् कोरोना समयात् पूर्वं प्रथमकोरोनायाः अनन्तरम् विवाहस्य अवसरः आसीत् तदानीं तत्र बहवः जनाः आहूताः अस्माभिः तत्र विवाहार्थं विवाहार्थम् आगच्छन्तु इति उक्त्वा निमन्त्रणपत्राणि तान् प्रेषितानि ते सर्वेपि तत्र सन्निहिताः अभवन् तदानीम् तत् विवाहात् पूर्वम् वयं चिन्तितवन्तः कोरोना समाप्तमिति परन्तु तदानीं विवाहदिने सर्वेभिः समागताः सहस्राधिकाः द्विसहस्राधिकाः जनाः आसन् तद् परन्तु तत्र कोरोना चट्टम् अस्ति खलु तदपि तत् तस्मिन् अवसरे अपि स वर्तते आसीत्

विवाहदिवसे विवाह विवाहदिने तु तत्र आरक्षकाः आगताः किं भवन्तः जानन्ति वा विद्यासम्पन्नाः खलु भवन्तः जानन्ति खलु खलु अधिकाः जनाः नागच्छन्तु इति परिमितजनाः एव अपेक्षिताः कस् पुनः कस्मात् आहूतवन्तः इति वयम् अहं तु उक्तवान् कोरोना तद् समाप्तं खलु कोरोनारोगिणः न सन्ति एव सर् परन् अतः वयं विवाहः विवाहोत्सवः प्रचालयितुम् अहं वयम् उद्युक्तवन्तः इति तद् न कारणं परन्तु एतद् न कष्टमेव तदानीम् एकः अधिवक्ता अत्र आगत्य अस्मान् रक्षितवन्तः ते सः उक्तवान् एवम् एषः न भ्रष्टाचारः परन्तु एषः जानाति एव परन्तु कोरोना समाप्तमिति ज्ञात्वैव विवाहार्थमुद्युक्तवान् इति